मम राज्ये शिक्षणव्यवस्थायां संस्कृतस्य उपरि प्रभावः दृश्यते यतोऽहि नगरेषु विशेषतया इदानींतनकाले सर्वत्र संस्कृतविषयम् अधिकृत्य सर्वेऽपि पठन्तः सन्ति एवमेव ग्रामीणप्रदेशे अपि पूर्वापेक्षया इदानीं संस्कृतं महत् उपकरोति संस्कृतस्य प्रभावः अस्ति एव यतोऽहि ग्रामीणप्रदेशे अपि छात्राः इदानीं संस्कृतं स्वीकृत्य पठन्तः सन्ति संस्कृतं पठन्तः सन्ति एवं नगरे अत्यधिकं दृश्यते ग्रामीणे किञ्चित् न्यूनप्रभावेण अस्ति किन्तु नगरे शिक्षणव्यवस्थायां संस्कृतस्य प्रभावः तु बहु दृश्यते एवमेव अस्माकं कर्नाटकराज्ये विशेषतया इदानींतनसमाजे संस्कृतप्रभावः दरीदृश्यते